अहं परिसरस्य विषये छायाचित्रं स्विकर्तुं बहु इच्छामि प्रकृतेः सौन्दर्यं तत्र प्राणिनां छायाचित्राणि एतादृशविषये अहं बहु उत्सुकः अस्मि अन्यान्य यदा प्रदेशं अहं गमिष्यामि तदा तस्य प्रकृतेः सौन्दर्यं अहं मम चायाचित्रणयन्त्रे गृह्णामि समुद्रतीरे अनन्तरम् प्रवासस्थलेषु जनानां भिन्नभिन्नसंस्कृतेः विषये भिन्नभिन्न वेशभूषणविषये अनन्तरं सांस्कृतिक कार्यक्रमाः यदा भवन्ति तत्र भिन्नभिन्नरीत्या सांस्कृ वेशाः अपि भवन्ति एतस्मिन् विषये मम रुचिः अस्ति अनन्तरं प्राणीपक्षिणः भिन्नभिन्नरीत्या वर्ण वर्ण रीत्या बहु कीटाः अपि भवन्ति अनतरं अरण्यप्रदेशे वृक्षाः भवन्ति अनन्तरं बहवः तत्र वनचराः अपि भवन्ति यदा एते सर्वे मिलन्ति पश्यामि तदा भिन्नभिन्नरीत्या तत्र छायाचित्रं स्वीकर्तुम् अहं इच्छामि तत् मनो आनन्ददायकम् अपि भवति मम रुचिः अपि तत्र अस्ति अतः एतत् मम अभ्यासरूपेण अहं छायग्रहणं कुर्वन् अस्मि